भारतस्य अत्यन्तमुख्यानि पर्वाणि भवन्ति विनायकचतुर्थी दशहरा दीपावली इत्यादीनि अस्माभिः अस्माकं परम्पराणाम् आधारेण पर् पर्वणां पालनं क्रियते तत्र भगवतः पूजा क्रियते नूतनवस्त्राणां धारणं क्रियते यथा गणेशचतुर्थ्याम् अस्माभिः भगवतः गणेशस्य पूजा क्रियते दशहरापर्वणि अस्माभिः मातुः जगदम्बायाः पूजा क्रियते दीपावलीपर्वणि अस्माभिः लक्ष्म्याः पूजा क्रियते दीपं दीपा दीपाः ज्वाल्यन्ते एवम् अस्माकं यानि पर्वाणि सन्ति सर्वाण्यपि सांस्कृतिक परम्पराधारितानि भवन्ति एवं तत्र वैज्ञानिकता अपि निहिता भवति अतः अस्माकं परम्पराम् आधारीकृत्य अस्माभिः पर्वाणि आचर्यन्ते तत्र मधुरादीनां निर्माणं भवति मधुरम् अस्माभिः एवं नूतननूतनभोजनशाकादीनि गृहे निर्मीयन्ते तेषां भोजनमस्माभिः क्रियते एवं महान् आनन्दः अनुभूयते